नमस्कारः अहं राजुगारि रुचुलु उपाहारगृहतः पूतरेतुलु पूतरेकुलु मधुरम् आर्डर् कृतवती किन्तु इदानीं कान्शल् कृतवती कृपया मम धनं प्रति प्रत्यर्पयतु धन्यवादः